किमर्थमित्युक्ते तस्य आवश्यकतापि सर्वत्र अस्ति वाशिङ्ग् मिशन् एतद्वस्त्रप्रक्षालनार्थम् अस्ति ये अधिकतया वस्त्रप्रक्षालनं कर्तुं न शक्नुवन्ति ते एतस्य वाशिङ्ग मशिन् अस्ति तस्य प्रयोगः अथवा तस्य उपयोगं कुर्वन्ति अनन्तरम् अधिकं जलं जलस्य आवश्यकता तत्र न भवति प्रायशः इदानीं फ़्रिज् विषये यदि वयं पश्यामः चेत् तत्र तस्य कृते अपि जलस्य अधिकम् आवश्यकता न भवति भवति परन्तु किञ्चिदेव तथा तावत् अधिकम् इति न भवति परन्तु दिनपूर्तेः आवश्यकं भवत्येव तत्र शैत्यं किम् इदानीं फलवस्तूनां वा इदानीं पदार्थः अथवा विध विध खाद्यानां वा शैत्यीकर्तुं फ़्रिज् इत्यस्य उपयोगः वर्तते